हरिः ओम् अहं रामः तिरुपति बालाजि एजेन्सीतः दूरवाणीं कुर्वन्नस्मि ट्रावल् एजेन्सीतः भवान् भ भवती पूर्वमेव एकवारं मां आहूतवन्तः आहूतवती किम् किमिति किमपि अस्ति वा किं कर्तव्यम् इति अतः पुनर् अवलोकनार्थम् एकवारं दूरवाणीं कृतवानस्मि एवं वा अस्तु कति जनाः सन्ति अत्र एवं वा आम् अस्तु तिरुपतिं परितः सर्व बहूनि क्षेत्राणि सन्ति तत्र प्रथमम् तद् आहत्य द्रष्टुं दिनत्रयमपेक्ष्यते तत्र प्र प्रथमं भवति अस्माकं सविधे एकम् अस्माकं सविधे एकं लोकयानं वर्तते तत् अस् अस्माभिः दीयते एवम् एकः मार्गदर्शकः कोपि भवति चेत् सोपि आयाति भवन्तः आगत्य एकत्र स्था आवासव्यवस्था भवति फ़ै स्टार् होटेल् पै वैसराय् होटेल् इति एकम् आवासव्यवस्था अस्ति तत्र तत्र सम्यक् भवति दिनत्रयम् आ आहत्य वयं तु विंशतिसहस्ररूप्यकाणि स्वीकुर्वन्तस्स्मः आहत्य विंशतिजनाः एव खलु अस्तु अस्तु अस्तु पुनः आं किं किम् अस्ति इति पुनः दूरवाणीं कृत्वा व वक्ष्यामि

अत् अत्र अत्र बालाजि मन्दिरम् अस्ति उपरि तिरुपतेः तिरुमला इति तत्र गिरेः उपरि वर्तते एवम् अधो भागे गोविन्दराजस्वामिदेवालयः वर्तते एवं कपिलतीर्थदेवालयः वर्तते तत्रैव कपिलतीर्थदेवालये एवं वाटर् फ़ाल् इति वदामः तदपि वर्तते एवं कानिचनस्थलानि ज़ू पार्क् मृ मृगशाला एवम् इत्यादिकं सन्ति अतः तत्सर्वं दिनत्रये द्रष्टुं शक्नुमः आवासव्यवस्थां भोजनव्यवस्थां सर्वमाहत्य वयमेवं स्वीकुर्वन्तः स्मः वयं सर्वमाहत्य विंशतिसहस्रं स्वीकुर्वन्तः स्मः अधुना आषाढमासः वर्तते इति कारणात् अष्टादशसहस्रं स्वीकुर्वन्तः स्मः दिनत्रयस्य आहत्य धन्यवादः धन्यवादः